धार्मिक उत्सवसम्बन्धीनि खाद्यानि दालमा पूरिकं चूडाहस लड्डुकम् इत्यादयः भिन्नभिन्न उत्सव अनुसारेण भिन्नभिन्नखाद्यं खाद्यमपि प्रस्तुतं भवति यथा दसरा उत्सवे खेच्डि दीर्दलं पायसम् आम्लं पिष्टकम् इत्यादयः होलिका उत्सवे पायसं लड्डुकं मिष्टान्नम् इत्यादयः जन्माष्टमीमध्ये चूडाहस नारिकेललड्डुकं पूरिका पायसम् इत्यादयः एव